संस्कृतभाषायाः महत्वम् अस्याः वैज्ञानकी वैज्ञानिकी सम्बन्ध्येव अतः न संशयः एतद्विषये वेदः वेदभाषा वे चतुर्वेदानाम् भाषा इति प्रसिद्धा अथवा देववाणी इति प्रसिद्धा सा भाषा शास्त्रविषये साहित्यविषये दर्शनविषये आयुर्वेदविषये ज्योतिषे एवं सर्व विद्यानाम् स्वरूपा भवति एषा भाषा इति निस्संशयम् वदितुम् शक्नुमः भारतीयसंस्कृतिः अस्याः भाषायाः भाषायाः योगदानं भवति एवम् अस्माकं संस्कृतिः संस्कृतेः अविकलज्ञानाय एषा इयं भाषा इयं भाषा भाषा वर्तते एवम् वेदवेदाङ्गम् इतिहासपुराणानां सम्यक् अवगमनार्थम् इयं भाषा आवश्यकी इति